स्थानीयविद्यालये प्रवेशस्य प्रक्रिया एवं भवति प्रथमं तावद् पिता किं करोति जननी किं कुर्वती अस्ति अधीतवती वा पिता अधीतवान् वा यः प्रवेशार्हः अस्ति सः सम्यगस्ति वा तस्य व्यवहारः सम्यगस्ति वा सः सम्यग् भाषणं करोति वा ततः तस्य नेत्रम् नेत्रं सम्यगस्ति वा तस्य पादादिकं सम्यगस्ति वा इत्येवं पश्यन्ति प्रथमं सा एव प्रक्रिया ततः तस्य शरीरपुष्टिः कथमस्ति इति पश्यन्ति प्रमाणपत्राणि केपि अस्ति वा योगाभ्यासादिकं कृत्वा प्रमाणपत्राणि स्वीकृतवान् वा अथवा स्पोर्ट्स् गत्वा प्रमाणपत्राणि स्वीकृतवान् वा तदतिरिच्य बयोडेटा आदार्कार्ड् प्यान् कार्ड् इत्येवमस्ति वा इति पश्यन्ति तद् दर्शनीयं भवति स्थानीयविद्यालये प्रायः पञ्च सहस्रादिकं स्वीकुर्वन्ति निश्शुल्कमिति न प्रथमं एतद्स्वीकृत्य तद् आ अग्रिमकाले न्यूनं न्यूनातिन्यूनं पञ्चसहस्रादिकं स्वीकुर्वन्ति तावदेव